अद्यतनकाले अन्तर्जालद्वारा शिक्षणमेव सर्वत्र परिलसति सर्वे अन्तर्जालद्वारा शिक्षणं शिक्षणाय बहु औत्सुक्यं स्वीकरोति कुतः इति चेद् अन्तर्जालात् अन्तर्जालद्वारा शिक्षणम् अति अत्युत्तमम् एवम् अती क्लेशकरं न भवति एतद् बहु सरलतया रीत्या एव अन्तर्जालद्वारा शिक्षणं कर्तुं शक्यते कुतः इति चेत् अध्यापिका अथवा अध्यापिका अथवा छात्राः च एकस्थाने न आवश्यकम् अन्तर्जालद्वारा शिक्षणाय अन्यसंस्थाने अन्यसंस्थानीयाः अध्यापकस्य इतरसंस्थानि स्थितान् छात्रान् सम्यक् रूपेण कार्याणि पाठयितुं शक्नोति किन्दु अन्तर्जालद्वारा शिक्षणेन छात्रेषु सहजीवनं सह सहजीवितं तेषु सहजीविस्नेहः बहु बहु न्यूना वर्तते यतः कुतः इति चेत् ते छात्राः तेषां गृहे स्थित्वा एव अन्तर्जालद्वारा शिक्षणम् स्वायत्तं कुर्मः तथा तेषां सुहृत् बन्धः बहु विरलः प्राप्तः सुहृत् ब्रन् सुहृत् बन्धः विरलाः अस्ति चेद् तेषां कृते तस्य गिवान्टेक् इत्यादीनि कार्याणि च बहु न्यूनतया रीत्या एव वर्तते अतः अन्तर्जालाद्वारा शिक्षणस्य बहु उत्तमानि कार्याणि सन्ति चेदपि कानिचन विषये अन्तर्जालद्वारा शिक्षणम् अति क्लेशकरम् अति क्लिष्टकरञ्च भवति